एवं व्यवस्था वर्तते यत् कृषिजन्यपदार्थान् तत्र तत्र समुदायेषु अर्पणीयम् इति तत्र तादृश जन्यपदार्थान् प्रापयितुं बहु क्लिष्टम् अस्ति यतोहि आदौ पर्दाथाः अस्मभ्यं प्राप्तव्याः तत्र प्राप् प्राप्तुं यजमानः एक एकः एव तत्र कार्यं करोति चेत् भवितुं नार्हति तर्हि कर्मकराः अपेक्षिताः किन्तु कर्मकराः काले काले न प्राप्यन्ते इति कृत्वा तत्र कृषिक्षेत्रेषु कार्याणि न समाप्यन्ते तर्हि वर्धितं सर्वं नष्टं गच्छेत् गच्छति च तस्मात् अनेके एवं क्लेषाः अनुभवन्ति कृषिजनाः तस्मात् तत्र इतोपि कः क्लेषः इति चेत् प्रापयितुं ट्रान्सपोर्टेशन् प्रति आ केषाञ्चित् गृहे यानानि न भवन्ति मार्गाः सम्यक् न भवन्ति इति कृत्वा प्रापयितुमपि क्लेषाय एव तस्मात ए एवं ते क्लेषान् अनुभवन्ति